नमस्कारः मम नाम सुब्रह्मण्यः अयम् ओला बुकिङ्ग् सेण्टर् वा अहम् अगस्ट्मासस्य सप्तमदिनाङ्के एकं यानम् इच्छामि वयं पञ्चजनाः स्मः अस्माकं कृते फैव् सीटर् यानम् अपेक्षते ततोऽपि अधिकं भवति चेत् अपि चिन्ता नास्ति यदि सीटर् यानं भवति चेत् धनं कियत् भवति अथवा टेम्पो ट्रावेलर् अस्ति वा यदि टेम्पो ट्रावेलर् भवति चेत् तस्य धनं कियत् भवति कृपया सूचयन्ति वा अहं भवद्भ्यः मम लोकेशन् तथा पञ्चजनान् तत्र आह्वयामि धन्यवादः